शिल्कपलाविषये केचन सामान्याः अपकल्पनाः सन्ति यथा सर्वैः शिल्पकला पठितुं न शक्यते इति अतीव क्लिष्टा शिल्पकला इति भावयन्ति जनाः अतः यदा वयं शिल्पकलाशास्त्रं शिल्पशास्त्रं पठामः पठनान्तरमेव तत्कष्टमिति कष्टं वा सुलभं वा इति विचारयितुं शक्नुमः यदा पठामः तदा सुलभम् इति मनसि भावः आगच्छति अतः शिल्पकलाविषये अतीवचिन्तनीयं किमपि नास्ति यदा आरम्बं कुर्मः तदा ज्येष्ठाः ये शिल्पकलाशास्त्रं पठितवन्तः ते अस्माकं मार्गदर्शनं कुर्वन्ति तेषां मार्गदर्शने यदि वयं पठामः तर्हि तत्र दोषाः अपि न भवन्ति दोषाः निवारिताः भवन्ति